नमस्ते आदित्यः इति अहं भवतां श्टुडियो सङ्ख्यां प्राप्तवान् गूगल् द्वारा अहं मम पा पाशः एकं चित्रं स्वीकर्तुम् इच्छामि तत्र कति भेदाः भवन्ति

ह्म् सामान्यं सामान्यतः इदानीं किमपि एकम् अप्लिकेशन् फार्म् फ़िलप् कर्तुं कीदृशं चित्रम् आवश्यकं भवति इति भवन्तः अभिप्रयन्ति आमामाम् आमामाम् हा इदानीं कति रूप्यकाणि भवन्ति दश दश फ़ोटोस्

हा आमामामां तत्र बेग्ग्रौण्ड् द्वारा किमपि विशिष्टं चित्रं संस्थाप्य तथापि कर्तुं शक्यते वा भवतां स्टुडियो मध्ये

हा हा हा हा तादृशः अवकाशः अवसराः भवतां स्टुडियो मध्ये प्राप्यन्ते वा ह अस्तु

अस्तु अस्तु हा सद्यः अहं यथा भवद्भिरुक्तं तदनुसारेण फ़ोटो स्वीकर्तुम् इच्छामि भवतां स्टुडियो मध्ये कदा कु आगन्तव्यम् इति भवन्तः यदि सम्यक् सूचयिष्यन्ति तदा अहम् आगन्तुं प्रभवामि ह्म् ह्म् ह्म् अस्तु अस्तु एवमेव मम पूर्वविवाहचित्राणि चित्राण्यपि स्वीकर्तुं मम इच्छा अस्ति तद् कदा कर्तुं शक्नुमः अन्यत्र विशिष्टं देवालयेषु गत्वापि एतादृशम् विवाहपूर्वचित्रं यथा स्वीक्रियते तत्र कर्तुं भवतां समयः तदा तथा भवन्तः कुर्वन्ति वा अथवा केवलं स्टुडियो मध्ये वा आमामामाम् तच्च दिनस्य एकस्य दिनस्य कृते एतावद्वित्तम् इति निश्चितं भवति वा अथवा तत्रापि कथं भवति वित्तव्यवस्था हा अस्तु अस्तु धन्यवादः